अस्मिन् कालखण्डे तावत् विद्वांसाः अस्माकं कृते लभ्यन्ते इत्येव विशेषः एवमस्ति परिस्थितिः सद्यः अतः विद्वांसाः कथम् आसन् इति पश्यामः तत्र तु अहं चिनोमि रामचन्द्रभट्टाः इति ते मम गुरवः सन्ति तेषां विद्याभ्यासः कथम् आसीत् इत्युक्ते ते तु तेषां विंशतिवर्षादारभ्य इदानीं प्रायः अशीतिवयस्काः सन्ति इदानीमपि विद्यायाः विषये श्रद्धा तथैव अस्ति कदापि तेषां मनसि एवम् आगतम् इत्येव नास्ति अपि च विद्यानां विषये तेषां अलं बुद्धिः एव नास्ति सर्वदा किमपि पठनीयं सर्वदा मया किमपि अन्वेषणीयम् इत्येव वर्तते अपि च तेषाम् अस्मिन् विषये ज्ञानं नास्ति इति नास्ति यद्यपि ते तु यल्लापुरप्रदेशीयाः तत्र उम्मच्चगे इति लघुक्रामः ततः ते आगताः आगत्य कथं ते साधितवन्तः इति अस्माभिः सर्वैः ज्ञातव्यं वर्तते ज्ञात्वा अस्माभिः तथैव अग्रे अस्माकं जीवने अपि अनुकरणीयं वर्तते ते तु यद्यपि प्रथमं वेदान्तशास्त्रम् अधीतवन्तः अधीत्य अनन्तरं न्यायशास्त्रं मीमांसाशास्त्रं धर्मशास्त्रम् इति ब अनेकग्रन्थान् ते पठितवन्तः अनेकशास्त्रणां विषये तेषां ज्ञानं वर्तते अपि च संस्कृतक्षेत्रे केवलम् अस्ति वा इति चेत् न तत्र इङ्ग्लीश् अपि वर्तते यथा अमेरिका इङ्ग्लेण्ड् इत्यादि देशेषु ये सन्ति तेषां कृते अपि यथा अवगमः स्यात् तथा तेषां भाषणं वर्तते सर्वेषु विषयेषु तेषां ज्ञानं वर्तते इति विशेषः ते तु गुरुकुलं आरब्धवन्तः आरभ्य इदानीं तत्रापि शास्त्रपाठः चलति यथा छात्राणां कृतेपि तेषां यथा ज्ञानम् अस्ति तथा छात्राणां कृते अपि विद्या अवश्यं भवेत् इति तेषां मनसि वर्तते